गतसप्ताहे अहम् एकं सुगन्धितद्रव्यं फ़र्फ़्यूम् इति वदामः तद् स्वीकृतवान् आसम् तस्य विषये यदि वदामः वदामि तर्हि तस्य गन्धः उत्तमः न आसीत् उत्तमः इत्युक्ते अधिककालपर्यन्तं सः गन्धः सुरक्षितः न भवति अतः भवन्तः अपि तत् तद् क्रेतुम् इच्छन्ति तर्हि एकवारं चिन्तयन्तु तदर्थं न्यूनाः अङ्काः दीयन्ते